मम इष्टतमः ऋतुः हेमन्तर्तुः अस्ति तद् किमर्थं मम कृते रोचते इत्युक्ते मम जन्मदिनं हेमन्तर्तोः मध्ये अस्ति आगच्छति तथा च अहं यदा पश्यामि चेत् हेमन्तर्तुमध्ये अधिकम् उष्णं न भवति तस्मिन् काले श शैत्यं भवति तथा च जनाः प्रायः तु भ अलसाः अलसाः भवन्ति तथा च अधिकतया सुप्तवन्तः परन्तु अहं नूतनं तस्मिन् ऋतुमध्ये एव नूतनस्थानं गन्तुम् इच्छामि तथा बहुषु स्थानेषु अहं तस्मिन् काले एव गतवान् यदा हैद्राबाद् तिरुपतिः इत्यादिषु बहुषु प्रान्तेषु तत् तस्मिन् काले एव तत् तत्र प्रयाणं कृतवान् एवं रूपेण अहं मम इष्टतमखाद्यपदार्थं यदस्ति यदा ज्वारि रो रोटिका अथवा बाजरा रोटिका एवं च मक्का सर्सोसाग् इत्यादिषु यद् खाद्यपदार्थाः वर्तन्ते तद् अधिकतया तु हेमन्तर्तुमध्ये एव भवति त एतद्विहाय अन्येषां ऋतुमध्ये तस्य तत्तु न लभ्यते एवं च मम यद् स्थानम् अहं यत् परं पर्यटनार्थं गन्तुम् इच्छामि तद् हेमन्तर्तुमध्ये एव मम कृते समीचीनं वर्तते किमर्थमित्युक्ते उष्णं तु अधिकं न भवति तथा च तस्य तत्र यदा अहं प्रयाणं करोमि अथवा अटनार्थमेव गच्छामि चेत् अपि अहं बहु ऊर्जावान् तद् तस्य भाव्यं तु मम एवं च अधिकम् अधिकाधिकं यदा यदा अहं प्र अधिकं नूतनप्रान्ते गच्छामः चेत् तस्य समीचीनमपि भवति तस्मिन् काले इति कारणात् एव हेमन्तर्तुः मम इष्टतमः ऋतुः अस्ति